पुराणां पुराणानाम् अध्ययनेन बहवः ऋषयः बह्व्यः देवताः अस्माभिः ज्ञायन्ते पुराणेषु एव उपासनाविषयः उक्तः तावदेव न इतोऽपि बहुविधनामस्मरणादिक्रमाः अपि सम्यगेव पुराणेषु उक्ताः शास्त्रे एकः क्रमः अस्ति यस्य विषये अधिकतया चिन्तनं भवति सः अवश्यम् अस्माभिस्सह वर्तते इति भावः भवति स्वप्नेऽपि तस्य अवश्यं स्मरणं भवति तर्हि देवतायाः नामस्मरणं यदा अस्माभिः आधिक्येन क्रियते तदानीं साक्षाद्वयं तस्यां देवतायामेव अवश्यं मग्नाः भवेम मग्नाः भवेमश्चेत् प्रथमतः सः त तस्याः देवतायाः चित्रं मनसि आगच्छति ततः परं साक्षात् अपरोक्षमिव भासते प्रत्यक्षमेव सः अस्माभिस्सह अस्ति अस्माकं पुरतः एव अस्ति इति तादृशं प्रभावं जनयति नामस्मरणम् अत इदमेव रहस्यम् इति भावयामि